मम प्रान्तीयभाषा एवम् अस्ति कन्नडभाषा तत्र कन्नडभाषायामेव व्यवहारः प्रतिदिनं क्रियते तत्र संस्कृतं सर्वदा भिन्नम् एव भवति नाम कानिचन पदानि कन्नडे पुनश्च संस्कृते उभयत्रापि अस्ति अतः कुत्रचित् एवं प्रभेदः न भवति कन्नडं पुनश्च संस्कुतभाषायां प्रान्तीयभाषे सर्वदा कन्नडभाषायाः उपयोगः भवति संस्कृतं भिन्नमेव यतो हि लिपिः अपि संस्कृतभाषायाम् एव भवति संस्कृतभाषायां संस्कृतलिपिः एव भवति कन्नडबाषायं कन्नडलिपि भवति किन्तु लेखितुं लिपिः चेञ्ज् एव भवति सर्वदा पुनः वाक्यमपि यदि वयं वदामः संस्कृतभाषायां हा भवान् कथमस्ति इति वयं पृच्छामः किन्तु कन्नडभाषायां नीनु एगिदिय तत्र उभयत्रापि भिन्नं दृश्यते एव पुनश्च प्रान्तीयभाषे भाषायां केवलं ते कन्नडभाषायामेव व्यवहारं कुर्वन्ति अतः संस्कृतं भिन्नं भवति यदि ते किञ्चित् वा संस्कृतं ज्ञात्वा यदि ते वार्तालापं कुर्वन्ति तदानीं प्रान्तीयभाषा संस्कृतभाषा अपि भवितुम् अर्हति यथा कन्डच् कन्नडं कन्नडमाध्यमेन ये भाषन्ते तैरपि संस्कृतभाषया यदि भाषयन् भाषन्ते भाषणं कुर्वन्ति तदानीं प्रान्तीयभाषोपभाषाभिः अत्र द्वयं भाषा द्वे अपि अन्तर्भवन्ति